सप्तनवत्योत्तरनवशत एकसहस्रवर्षस्य जुलै मासस्य द्वाविंशति त्रयाधिकद्विसहस्रवर्षस्य जून् मासस्य षड्विंशति द्वादशाधिकद्विसहस्रवर्षस्य नवेम्बर् मासस्य त्रिंशद्दिनाङ्कं विंशति अधिकद्विसहस्रवर्षस्य सप्टेम्बर् मासस्य एकादशं एकविंशाधिकद्विसहस्रवर्षस्य सेप्टेम्बर् मासस्य अष्टमदिनाङ्कम्